ग्राम्यक्षेत्रेषु तु कृषकाणां कृते का समस्या अस्ति इत्युक्ते तत्र भूमेः यथा विदेशेषु अमेरिका इत्यादिदेशेषु या भूमिः विस्तृतिः वर्तते तादृशी भूमिः अत्र न लभ्यते यावत् परिमाणकभूमिः अपेक्षिता वर्तते कृषिकार्यं प्रति तावती अत्र न लभ्यते एका समस्या वक्तुं शक्यते पुनः अधिकारस्य रक्षणे तु सामान्यतया कापि समस्या न भवति कदाचित् समस्या भवति चेत् अपि जनाः स्वयमेव तत्र चर्चां कृत्वा समस्यायाः परिहारार्थं यत्नं कुर्वन्ति तथापि परिहारः न भवति चेत् ग्रामे यः उन्नतव्यक्तिः भवति सः मध्यस्थरूपेण तत्र समस्यानां परिहारं कर्तुं प्रयत्नं करोति तत्रापि यदि समस्यायाः परिहारः न भवति तर्हि जनाः आरक्षकालयं गत्वा तत्र निवेदनं कृत्वा समस्यायाः परिहारं प्राप्नुवन्ति पुनः न्यायालयास्तु सन्त्येव तत्रापि कदाचित् महती समस्या वर्तते चेत् तत्रापि परिहारः लभ्यते